आम् अहं चायनिर्माणं करोमि इदानीं शुष्क अद्रकं तु नास्ति यदि भवान् पञ्च दश निमेषात् अन् अन् इदानीम् अहं पञ्चदशनिमेषाः अपेक्ष्यन्ते यदि भवान् उपविष्टुं शक्नोति चेत् वदतु आं चायं द्वे अपि अस्ति अत्र कोल्ड् कोफ़ि अस्ति होट् कोफ़ि अपि अस्ति आं कोल्ड् कोफ़ि मध्ये अपि विकल्पाः सन्ति सामान्य कोल्ड् कोफ़ि अपि अस्ति चोको चिप्स् कोल्ड् कोफ़ि अपि अस्ति चोको कोफ़ि अपि अस्ति सर्वाणि रुचिकरा रुचिकराणि सन्ति किन्तु भवान् यत्किमपि इच्छति तां मम् मां वदतु

आम् न अधिकमूल्यं नास्ति आम् अस्तु भवान् उपविशतु अहं पञ्चनिमेषादनन्तरं निर्माणं कृत्वा आगमिष्यामि

आम् आम् अस्तु अस्तु भवान् यथा रोचते अहं तथा निर्माणं कृत्वा आनेष्यामि इदानीम् अस्तु प्रतीक्षां करोतु भवान्

अस्तु भवान् अन्य